भारतीय आरोग्यव्यवस्था अधुना अभिवृद्धिमार्गे प्रचलन्ति भवति सर्वेषां जनानाम् आरोग्यविषये प्रज्ञा अधिकं भवति भारतदेशे बहवः निपुणाः वैद्याः अपि सन्ति शारीरकपरीक्षा कृते बहूनि अधुनिकपरिकराणि अपि सन्ति किन्तु एतत्सर्वं सर्वं निपुणाः वैद्याः आधुनिकपरिकराणि सर्व सार्वजनिकवैत्य सार्वजनिकवैद्यशालायाम् अधिकतया न लभन्ते वैयक्तिकवैद्यशालायाः सर्वे सर्वे सौकर्यं लभन्ते किन्तु तेषां कृते अधिकं वित्तम् आवश्यकम्